हा हरिः ओं नमस्ते वैद्य अहं बेङ्गलूर्तः रेवती वदामि भवत्याः पेशण्ट् आ आ इदानीम् इदानीम् अहं बेङ्ग्लूर् एक एक सप्ताहः एक सप्ताहात् पूर्वं बेङ्ग्लूर् मद् बेङ्ग्लूर् गत्वा आगतवती अहम् हा मम पुत्री अस्ति जि हा म हा पुत्री पुत्री अस्ति तां द्रष्टुम् अत्र आगतवती हा तां द्रष्टुम् अत्र आगतवती हा दौहित्रः हा दौहित्रः सम्यक् अस्ति जि दौहित्रः सम्यक् अस्ति हा मम तु आम् आम् आम् आं आम् आं जि सम्यक् सम्यक् च किन्तु किञ्चित् बेक् जि ब दिन दिनात् पूर्वं किञ्चित् ब अत्र वृष्टिः अपि अधिकम् अस्ति शैत्यम् अपि अधिकम् अस्ति हा अतः बहु कण्ठवेदना अस्ति कासः अस्ति तदर्थं भवानेव अस्माकं कुटुम्बवैद्यः हा आम्

अस्तु जि

अस्तु अस्तु अस्तु जि

हा ह हा ह अस्तु हा अस्तु हा अस्तु ओ अस् अस्तु अस्तु हा ओ अस्तु अस्तु हा हा अस्तु जि

हा अस्तु हा करोमि अस् हा अस्तु

हा हा अस्तु हा अस्तु अस्तु जि अवश्यं करोमि हा हा ह

हा हा अस्तु ओ अस्तु अस्तु हा अस्तु जि अस्तु हा अस्तु जि करोमि करोमि

हा अस्तु जि धन्यवादः अनन्तरं बहु श्रान्तिः अस्ति बहु श्रान्ता अस्मि अहम् एतेन कारणेन बहु कोल्ड् अस्ति इति कारणेन तदर्थं किमपि स्वीकरणियं वा हा अस्तु अस्तु हा हा अस्तु हा अत्र तु बेङ्गलूर् नगरे तु मध्याह्ने बहु उष्णं भवति सायङ्कालः चतुर्वादने यतः यदा चतुर्वादनं भवति तदा वृष्टिः शैत्यं तद् तस्य आरम्भः भवति तदेव अत्र कष्टम् अस्ति

आम् आम् अत्र बहु उष्णमेव इदानीं सर्वदा हा हा आम् आम् आम् आम् आं आम् आम् आं हा हा हा हा सम्यक् विश्रान्तिं हा सम्यक् विश्रान्तिं स्वीकरोमि सम्यक् विश्रान्तिं स्वीकरोमि

हा अतः आ अतः उतरामि जि आ आ फ़ोन् फ़ोन् मध्ये दूरवाण्या बहु उप क तत् औषधानि सर्वम् उक्तवान् तदर्थं धन्यवादः धन्यवादः महोदय अस्तु अस्तु